सम्प्रति संस्कृतभाषायाः समस्याः बह्व्यः सन्ति संस्कृतभाषा नाम त्र सरला भाषा शुद्धा भाषा वैदिकी भाषा पण्डितानां भाषा इति सर्वत्र प्रचारः प्रायः जनाः पण्डितानां पूजा अर्चनायाः भाषा इति जानन्ति किन्तु अस्याः भाषायाः अस्याः भाषायाः सर्वत्र प्रचारः भवेत् तदर्थं तत्र समस्याः सन्ति ये आङ्ग्लीयाः जनाः सन्ति तत्र आङ्लमाध्यमेन पठन्ति ते जनाः किं कुर्वन्ति ते इति चिन्तयन्ति अत्र संस् संस्कृतेन सह अस्माकं सम्बन्धः नास्ति एष एषा एव प्रमुखा समस्या ये अभियन्तारः सन्ति ते अभियन्तारः किं कुर्वन्ति अभियन्तारः वदन्ति अस्माकङ्कृते आङ्ग्लम् एव आवश्यकम् अभीष्टं कुत्रापि वदामः चेत् आङ्ग्लम् एव अभीष्टम् आङ्ग्लमाध्यमेन अस्माकं पठनं पाठनं भवति अतः आङ्ग्लम् एव भवेत् संस्कृतं नास्ति अतः सापि समस्या आङ्ग् संस्कृतभाषानिमित्तं ये आङ्ग्लं पठितवन्तः ये अधिकारिणः सन्ति ये उत्तम उत्तमेषु पदेषु आसन् सन्ति ये पाठ्यक्रमनिर्माणे निर्माणसमित्यां भवन्ति ते स्वयमेव न जानन्ति संस्कृतस्थानं किं अतः ते पाठ्यक्र्मे संस्कृतं न भवेत् तदर्थम् एव बहुप्रयासं कुर्वन्ति तेषां ध्यानमेव न भवति यत् संस्कृतपाठनेन संस्कृतपठनेन छात्रस्य लाभः कः अस्माकं भारतस्य संरक्षणं भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति एव अस्ति अतः संस्कृतसंरक्षणं कथम् संस्कृतेः संरक्षणं कथम् अतः संस्कृतपाठनेन एव संस्कृतेः संरक्षणम् अपि भवति शास्त्राणि नाम तत्र पठनपाठ अर्चना निमित्तमेव संस्कृतस्तोत्राणि सन्ति एव इति एव नास्ति वैदिकमन्त्राः अर्चनार्थम् एव सन्ति इति नास्ति तदर्थम् अस्माकं प्रयासः तथा स्यात् यत् ऐ के एस् इण्डियन् नोलेज् सिस्टम् इदानीं प्रचलति एकः विषयरूपेण इण्डियन् नोलेज् सिस्टम् मध्ये किम् अस्ति ये अन्ये संस्कृतेतरसंस्थाः सन् संस्थासु पठन्ति ते जनाः ज्ञास्यन्ति यत् केमिकल् इञ्जिनियर् मध्ये किम् अस्ति अस्माकं रसायनशास्त्रविषये नागार्जुनः किं कृतवान् सिविल् इञ्जिनियर् मध्ये समराङ्गणसूत्रधारे किं लिखितमस्ति इति ते ज्ञास्यन्ति अस्माकं स्थापत्यकलायां मन्दिराणां तथा निर्माणं कथमस्ति मन्दिराणां स्थापत्यशैली कीदृशी अस्ति तेषां शिखर शिखराणि कथं सन्ति कथं तन्निर्माणकला अस्ति इति सर्वविधं ते ज्ञास्यन्ति तस्याः समस्याः समाधानानि प्रचलन्ति किन्तु समस्या तु तथैव अस्ति एव यावत् पर्यन्तं ते न पठिष्यन्ति न करिष्यन्ति सर्वकारपक्षतः तत्र आवश्यकं न भविष्यति तावत् पर्यन्तं सा समस्या तथैव भवति मुख्या समस्या ता सा एव कश्चित् नेता वदति कश्चित् शिक्षामन्त्री वदति एतत् आवश्यकं तदा निश्चितरूपेण तस्य तस्य प्रयोगः भवति पाठ्यक्रमे तदेव भवति यत् या समितिः तत्र वदति तद् लिखित्वा ददाति अतः समित्यां तादृशाः जनाः भवेयुः ये संस्कृतञ्जानन्ति ये संस्कृतज्ञानिनः सन्ति समस्यायां तु ता सा समस्या अपि अस्ति इदानीं यः प्रधानाचार्याः भवन्ति ये प्राचार्याः भवन्ति पारम्परिकसंस्कृतविद्यालयेषु तत्र आधुनिकाः आधुनिकधारायां ये पठितवन्तः ते आगच्छन्ति सः प्राचार्यः संस्कृतपारम्परिकशिक्षाम् एव न जानाति तस्याः स्वरूपमेव न जानाति सः कथं तत्र गत्वा तस्य समाधानं चिन्तयिष्यति अतः निश्चितरूपेण पतनं प्रति गमिष्यति समूलं नाशः भविष्यति तदर्थं तादृशाः प्राचार्याः अपि अत्र कारणभूताः भवन्ति इत्थं सर्वत्र यः विद्यालयस्तरे संस्कृत शिक्षकः अस्ति यदि सः शिक्षकः संस्कृतमाध्यमेन न पाठयति एका एषापि समस्या अस्ति आङ्ग्लम् आङ्लेन पठामः हिन्दीं हिन्द्या पठामः उडियाभाषां उडियामाध्यमे एव पठामः तर्हि संस्कृतं संस्कृतेन किमर्थं न एषापि एका समस्या अस्ति समस्यायां सापि समस्या अस्ति यत् संस्कृतशिक्षकः अभवत् सर्वकार्यवृत्तिं प्राप्तवान् येन केन प्रकारेण प्राप्तवान् किञ्चित् पठित्वा प्राप्तवान् भाग्यवशात् प्राप्तवान् सम्बन्धेन प्राप्तवान् तर्हि निश्चितरूपेण सः शिक्षकः तस्य शिक्षणम् अपि स्यात् प्रशिक्षणम् अपि स्यात् संस्कृतेन सः संस्कृतं संस्कृतेन एव पाठयेत् तस्य ज्ञानाय तस्य प्रशिक्षणाय काचित् कल्पना करणीया किन्तु इदानीं कल्पना न भवति तत्र सरलमानकसंस्कृतम् अस्ति तद् निर्मितम् अस्ति किन्तु तस्य प्रचारः कुत्रापि न दृश्यते तस्य प्रायोगिकपक्षः कुत्रापि न दृश्यते सरलमानकसंस्कृते ये उपायाः चिन्तिताः सन्ति ते तान् उपायान् सर्वे संस्कृतशिक्षकाः आदौ जानीयुः विद्यालयेषु निजिविद्यालयेषु ये शिक्षकाः सन्ति हिन्दीशिक्षकाः ये अस्ति सः एव संस्कृतं पाठयति सः स्वयमेव संस्कृतं न जानाति सः स्वयमेव व्याकरणं न जानाति सः स्वयमेव सूत्राणि न जानाति तर्हि कथं सः संस्कृतबालकं निर्माति निश्चितरूपेण सः संस्कृतबालकः यः तेन हिन्दीशिक्षकेन पठति सः निश्चितरूपेण नवमीकक्षायां शतप्रतिशतं सः संस्कृतं न स्वीकरिष्यति यतः सः हि हिन्दीशिक्षकः वदिष्यति अत्र किमपि नास्ति यतो हि सः स्वयमेव न जानाति सः रटनाय एव प्रेरयति यतः मुख्यप्रश्नाः ये सन्ति अहमेव प्रश्नपत्र निर्माणं करोमि अतः भवन्तः विशिष्टान् एतान् परीक् प्रश्नान् एव रटन्तु छात्राः रटित्वा आगच्छन्ति तेषाम् अङ्काः उत्तमाः भवन्ति छात्राः प्रसन्नचित्ताः किन्तु सः एव समस्या सः एव समस्याभूतः शिक्षकः यः हिन्दीं पठित्वा संस्कृतं पाठयति अत्र सर्वकारपक्षतः कुत्रापि ध्यानं नास्ति तत्र प्राचार्यः तद् चिन्तयति मम इदानीम् अधिकः व्ययः भविष्यति अन्यसंस्कृतशिक्षकः आगत्य पाठयति चेत् तर्हि सर्वविधा एषा समस्या ज्वलन्तसमस्या अस्ति अस्याः समाधानमपेक्षितम् एतादृश्यः बह्व्यः समस्याः इतोऽपि सन्ति तस्याः समाधानम् आवश्यकं समस्यायाम् आदौ संस्कृतं सरलमिति अस्ति इति जनाः न जानन्ति अत्रापि समस्या संस्कृतं सरलमस्ति कथं सरलम् अस्ति अस्य प्रचारं न कुर्वन्ति अस्य समाधानानि न वदन्ति अस्मिन् विषये केचन न वदन्ति केवलं संस्कृतम् सरलम् इति भाषणेन इति वाक्यकथनेन एव संस्कृतं सरलमस्ति इति भावः न आयाति भीतिः अस्ति छात्रेषु तस्याः भीतेः समाधानं भवेत् नमो नमः